मम स्थाने भिन्नभिन्नानि भिन्नानि खाद्यानि सन्ति यानि बहुप्रसिद्धानि सन्ति बिर्यानी अवलेहाः अवलेहाः तु बहु प्रसिद्धाः तथैव तिन्त्रिणी आधारितानि पदार्थानि अपि प्रसिद्धानि मधुराणि अपि जनैः जनेभ्यः रोचन्ते मधुरपदार्थानि इत्यर्थे मोदकानि अथवा अन्यानि मधुरखाद्यानि तत्र अधिकतया पारम्परिकरीत्या गुडेन गुडेन निर्माणं भवति खाद्यानां निर्माणं गुडेन भवति शर्करा शर्करायाः अपेक्षया गुडं वरं भवति स्वस् स्वास्थ्यै अतः गुडस्य उपयोगः तु श्लाघनीयः अस्ति तथैव तिन्त्रिणी तिन्त्रिणीम् उपयुज्य यानि पाकानि निर्मितानि सन्ति तानि तु तस्मिन् दिने अपि बहु रुचिकराणि सन्ति अग्रिमे अग्रिमे दिने अपि तेषां तेषां रुचिः वर्धते धन्यवादः